मम गृहे शौचालयः अस्ति तदस्तीति कारणात् तस्य लाभाः अपि अनेके जाताः सन्ति यतः यदि शौचालयः न स्यात् तर्हि भिन् तत्र तत्र प्रदेशेषु गत्वा शौचादिकं सर्वं कर्तव्यं भवति तद् अस्मिन् काले तावत् क्लिष्टकरमेव तत्र पुरुषाणां तावत् क्लेशः न स्यात् परन्तु महिलानां तु महान् क्लेशः भवतीति कारणात् आधुनिककाले सर्वेषामपि गृहे शौचालयः भवति एव तत् वर्तते इति कारणात् एव मम तादृशी काऽपि समस्या न जाता वर्तते यत् प्रदेशाभावात् कस्मिन् स्थाने गत्वा शौचादिकं सर्वं कर्तव्यम् इति एवं कष्टं आगतम् अपि भवति कदाचित् परन्तु मम गृहे तावत् शौचालयः वर्तते इति करणात् तथा कापि समस्या न सञ्जाता वर्तते